पुरातनकालस्य वर्तमानकालस्य च बृहत्तमः अन्तरः कालः एव पुरातनकालस्य जनानां बहुकालः आसीत् सः अन्यैः जनैः जनानां सह मिलित्वा वार्तालापं करोति स्म परन्तु अद्यत्वे सर्वे व्यस्ताः सन्ति सर्वे वदन्ति यत् इदानीं व्यस्ताः व्यस्ताः सन्ति ते स्वबन्धुमित्रादिभिः जनानां सह वार्तालापम् कर्तुं कदापि समयं न प्राप्नुवन्ति अधुना जीवनं खलु अतीव व्यस्तं जातम् सर्वे स्वकार्ये व्यस्ताः एव तिष्ठन्ति अन्यैस्सह वार्तालापं कर्तुं कस्यचित् समयः नास्ति अद्य मनुष्यः प्रकृतेः दूरं गतः सः अन्धः अनेकानि वस्तूनि अनुसृत्य गच्छति अधुना जनाः केवलं धनस्य वाहनस्य कारस्य बङ्गलस्य च विषये एव चर्चां कुर्वन्तः दृश्यन्ते प्रत्येकं व्यक्तिं टी वी कूलर् ए सि फ़्रिज् वाशिङ्ग् मशीन् डिश् वाशर् इत्यादिनां सुविधानाम् आवश्यक्ता वर्तते